अहं पूर्वं यद् स्वीकृतवान् तत्तु समीचीनमेव आसीत् इदानीं पुनः तदेव स्वीकृतवान् एतत्तु समीचीनं नास्ति वर्णहीनः अस्ति पुनश्च गुणवत्ता गुणः गुणवत्ता अपि नास्ति पूर्वं सम्यक्तया वर्णरञ्जिता अपि आसीत् बहु कालं यावत् सम्यक्तया कार्यं कुर्वन्ति स्म इदा एतत्तु इदानीमेव भग्नं जातम् अस्ति पुनश्च तावत् क्वालिटि अपि नास्ति सौण्ड् इत्यादिकं वा भवतु पुनश्च ध्वनिवर्धकमेव सम्यक् नास्ति वा ततः अनन्तरं किमस्ति इत्युक्ते चार्ज् अपि सम्यक् न भविष्यति पुनश्च वाय्स् ब्रेक् भवति इतस्ततः गच्छति अन्यः कारणम् अन्यत् अन्यत् अन्यत् कारणम् इत्युक्ते एतत्तु मौल्याधारेण नास्ति इति मम चिन्तनं पूर्वं किञ्चित् न्यूनं धनमासीत् इदानीं वर्धितं धनाधारेण गुणवत्तापि वर्धिता स्यात् इति मत्वा अहं स्वीकृतवान् किन्तु धनमधिकं गुणवत्ता नास्ति गुणवत्तता नास्ति अतः एतत् समीचीनं नास्ति